श्री गुरुभ्यो नमः तत्र तु विषयः वर्तते वेदः इति वेदः नाम ज्ञानराशिः तत्र एकः श्लोकः वर्तते चतुर्वेदाः पुराणानि सर्वोपनिषदस्तदा रामायणं भारतं च गीता षड् दर्शनानि च इत्येवं रूपेण श्लोकः वर्तते तेन श्लोकेन कः अर्थः पलिचः इत्युक्तौ चत्वारः वेदाः तत्रापि बादरायणाचार्येण विभागः कृतः इत्येवं रूपेण तत्र षडङ्गानि सन्ति शिक्षा व्याकरणं छन्दो निरुक्तं जोतिषं कल्पः इत्येवं रूपेण तत्र कः भेदः अनयोः भिन्नः कः भेदः इत्युक्तौ वेदाध्ययनं तु वयं गुरुमुखात् कुर्मः गुरुमुखाद् उच्छारणपूर्वकम् अनुच्छारणपूर्वकं यदि अस्माकं गुरुमुखाद् स्वरादिकं स्वरादिकं भवति वेदे तत्र स्वरस्य द दोषाः न भवेयुः पुनः तत्र कः स्वराः नाम कीदृशाः नाम उदात्तानुदातस्वरितः सहिताः तादृशस्वराणां भेदः सम्यक् उच्छारणं कृत्वा पठनीयं पुनः तत्र अत्र वेदाङ्गानां तु एवं न भवति नाम गुरुसकाशत् एव अद्धन् अध्ययनं कर्तव्यं परन्तु तत्र शास्त्रं शास्त्रं भवति शिक्षाशास्त्रं निरुक्तं व्याकरणशास्त्रं छन्दश्शास्त्रं छन्दसः छन्दश्शास्त्रं नाम तत्र श्लोकानां यथा छन्दः भवति तथा वेदानामपि छन्दः भवति इदानीम् एकः श्लोकः स्वीक्रियते चेत् तत्र किं छन्दः वर्तते शिखराणि छन्दो वा इत्येवं रूपेण बहवः सः छन्धांसि सन्ति तत्रापि एवं रूपेण वर्तते वेदे अपि तत्र गुरुमुखात् अध्ययनमेव वेदाध्ययनं तत्र किम् एकं वाक्यमपि वर्तते किं पुरुषो वेदः इति इत्येवं रूपेण वेदाङ्गस्य वेदाध्ययनस्य इत्येवं रूपेण अनयोः भेदः अपि वर्तते वर्तते इत्येवं रूपेण ज्ञात्वा गुरु गुरुमुखाध्ययनमेव वेदाध्ययनम् इति स्वयमपि शास्त्रमपि पठितुं शक्यते शक्यते छन्दः छन्दः निरुक्तं व्याकरणम् इत्यादिकं ग् इत्यादीन् ग्रन्थान् स्वयमपि पठितुं शक्नुमः परन्तु वेदाध्ययनं तु गुरुमखादेव पठनीयम् इत्येव नियमः वर्तते तदेव अनयोः प्रयोजनं भिन्नं च भवति